अहं करकश करकुशलवस्तुं बहु इच्छामि एव नाम पूर्वं तु अहं कृतवति बहु नाम उल्लन् द्वारा इदानी स्वेदकम् अथवा लघु बालानां युतकम् इत्यादि कृतवती आसम् नाम विक्रयणार्थं नाम उद्योगार्थं न कृतवती एवम् इच्छा आसीत् तस्मिन् विषये करणीयमिति अतः कृत्वा बन्दुभ्यः मित्रेभ्यः एवं दत्तवती आसम् तेऽपि बहु इष्टवन्तः बहु सम्यक् अस्ति इति अनन्तरम् एतत् द्वारे स्थापयितुं भिन्न भिन्न मणिः मणयः योजयित्वा तादृश कृतवति तद् गृहे इत्यादिषु स्थापयामः अनन्तरम् एतत् उत्पीटिकायां स्थापयितुं योग्यम् एम्रायडरि इति वदन्ति वस्त्रे तद् तादृशं सर्वं कृतवति अन्येभ्यः अपि दत्तवति इति कारणतः तेऽपि इष्टवन्तः समीचीनम् इति अतः तादृशविषये मम बहु आसक्तिः अस्ति